मम ग्रामस्य श् श् क्षेत्रे बहवः वृक्षाः सन्ति किन्तु मम ग्रामस्य क्षेत्रे वृक्षाः सन्ति वृक्षस्य उ उपयोगं बहुरूपेण स्वगृहनिर्माणार्थं करोति स्म तथा च वृक्षस्य उपयोगम् अन्य अन्य प्रदार्थाः अन्य अन्य वस्तूनि निर्माणार्थम् अपि वृक्षस्य अधिकम् उपयोगं कृतवन्तः तत्कारणे गृहस्य तथाश् व अन्य अन्य वस्तुस्य प्रयोगार्थं वृक्षस्य बहु उपयोगं कृतवन्तः अनन्तरं व्यापारार्थम् अपि वृक्षस्य उपयोगं करोति किन्तु व्यापारार्थं वृक्षस्य उपयोगं बहु अल्पप्रमाणम् अस्ति तस्य अपि कारणम् अस्ति जनाः अन्यस्य गृहनिर्माणार्थं वा प्रध अन्यवस्तूनि निर्माणार्थम् एव समयं ददाति व्यापारार्थम् वृक्ष कर्तनस्य समयम् अधिकं न ददति तत्कारणे व्यापारं वृक्षस्य व्यापारार्थम् अधिकं न कर्तयते